नमोनमः आं भवान् वदतु न क कस्मिन् फले कस्मिन् स्वादं स्वादानुसारेण कथं स्वादं स्वादं किम् अस्ति अस्तु चोकोलेट् अस्ति परन्तु पैनापल् नास्ति अनन्तरं कस्मिन् स्वा कस्मिन् स्वादे अहं न पैनापल् नास्ति नास्ति नास्ति हा रस्मलाय् फ्लेवर् अस्ति परन्तु ए तत्रैव एक के जि नास्ति अर्धं के जि अस्ति आम् एकययां या अनन्तरं ग्वावा फ्लेवर् अस्ति पैनापल् फ्लेवर् अस्ति हा चोकोलेट् चोकोलेट् नास्ति क्ले केवलं पैनापल् फ्लेवर् एकं के जि अस्ति हा एकं हा अर्ध अर्ध अर्ध अर्ध अर्ध के जि द्वौ हा द्वौ केकौ चत्वारौ चत्वारि केकौ हा परन्तु भवान् कस्मिन् दिने मूल्यं ददाति

समयः उ भवा भवान् कस्मिन् समये आगच्छति मूल्यं ददाति कस्मिन् समये हा एकं के जि प्रैस् अस्ति शतं शतं मूल्यानि आ एकं केक् मूल्यम् अस्ति शतं रू मूल्यम् द्वौ द्वौ शतं द्वौ शतम् हा सस् अधिकम् अधिकम् अहं भवान् वदतु भवान् वदतु अहं कस्मिन् कस्मि कस्य नाम अहं लिखामि भवान् वदतु कस्य धनं जन्मदिवसः अस्ति चत्वारौ किलो उष्टानामहं लिखामि आं परन्तु कै कस्मिन् डिसैने अहं लिखामि कस्मिन् कस्मिन् रङ्गे हा सम्यक् सम्यक् हा सम्यक् अस्ति

आमां चिन्ता मास्तु भवानागच्छतु चिन्ता मास्तु अम् अं कं कार्यं करोमि हा सप् सप्तवादने तयारं जातम् धन्यवादः धन्यवादः